अस्ति अस्ति शिक्षाशास्त्रिविभागे मिलति पश्यतु अस्मिन् मार्गे गच्छतु तत्र दक्षिणपार्श्वे अस्ति भवत्याः समीपे लैब्ररी कार्ड् अस्ति वा तर्हि भवती पुस्तकं गृहं नेतुं न शक्नोति अत्र् अत्र एव उपविश्य पठतु अस्माभिः एकं कार्ड् दीयते एकस्मिन् मासे पुस्तकत्रयं भवती गृहं नेतुं शक्नोति एकमासानन्तरं पुनः दातुं शक्नोति त्रिंशत् रूप्यकाणि कक्ष्यायाः प्रवेशपत्रं छायाचित्रद्वयम् एवं च आधार् कार्ड् आनयतु अस्तु ददातु परन्तु कक्षायाः प्रवेशपत्रं कुत्र अस्ति किमर्थं तर्हि अहं दा कार्ड् दातुं न शक्नोमि एवं वा तर्हि भवती कार्यालयं गच्छतु तत्र द्वितीय उत्पीठिकायाम् एकः महोदयः उपविशति सत्यं सत्यं सः महोदयः एव तेषां समीपे गच्छतु एवञ्च एकं पत्रं लिखतु पत्रे तेषां हस्ताक्षरं सील् च स्वीकरोतु सम्यक् स्वीकरोतु इदं भवत्याः कार्ड् जागरूकतया रक्षतु अवश्यं गृहं नेतुं शक्नोति कानि कानि पुस्तकानि अपेक्षितानि अस्तु स्वीकरोतु आगामिमासे प्रत्यर्पयतु स्वागतं